अहं यदा दशमकक्षा समाप्य गुरुकुलं प्रति आगतवती तत्रैव अहं संस्कृतं प्रथमवारं श्रुतवती एतद्गुरुकुलं श्रीरङ्गपट्टणे अस्ति कावेरी कन्या गुरुकुलम् इति अत्रैव अहं संस्कृतं पठितवती पुनः अहं संस्कृतभारत्याः दशदिनस्य शिबिरं गतवती द्विवारम् पुनः अस्माकं गुरुकुले अस्माकं संस्कृतशिक्षकाः आसन् सः अस्माकं संस्कृतं पाठितवान् संस्कृतेन मम अनुभः अनुभव इत्युक्ते मह्यं बहु इच्छा संस्कृतं सम्भाषितुम् मह्यं बहु सन्तोषः जायते यत्रापि अहं संस्कृतं सम्भाषयामः सम्भा सारी सम्भाषयामि चेत् काश्चनाः एतत् देवभाषा इति वदन्ति काश्चनाः श्रोतुं बहु इच्छन्ति ते पुनः पृच्छन्ति सम्भाषयन्तु इति तदा मह्यं बहु इच्छा भवति बहु सान्तोषः जायते किमर्थम् इत्युक्ते इदानीं संस्कृतस्य विषये बहु जनाः आसक्तिं दर्शयन्ति बहु जनाः श्रोतुम् इच्छन्ति काश्चनाः अस्माकं पृच्छन्ति वयमपि पाठयन्ति वा भवत्याः इति पृच्छन्ति तदा बहु सन्तोषः जायते किमर्थम् इत्युक्ते इदानीं बहुजनाः तत् उपरि बहु आसाक्तिं दर्शयन्ति इति